बाल्ये मया पिट्ठु इति क्रीडा क्रीडता अस्य क्रीडायाः कृते सप्तसमतलशिला समतलशिलाः एकः कन्दुकः च आवश्यकः भवति अस्मिन् शिलाः एकस्य उपरि अन्यस्य उपरि सञ्चिताः भवन्ति अस्मिन् क्रीडने द्वौ दलौ भागौ गृह्णाति एकस्य दलस्य क्रीडकः प्रथमं कन्दुकेन सह शिला पातयति ततः तस्य दलस्य सदस्यैः पिट्ठुगरम् इति वदन् वदन् तान् पुनः स्थाने स्थापितं स्थापयितुं भवति यावत् परदलस्य क्रीडकाः पृष्ठतः कन्दुकं प्रहरन्ति स्म यदि कन्दुकः कन्दुकम् पिट्ठुं गरम् इति कत् पिट्ठुगरम् इति कथयितुं पूर्वं प्रहरति तर्हि दलं बहिः भवति एतदर्थम् अस्माकम् टेनिस् क्रीडायाः अथवा रबर् कन्दुकस्य आवश्यकता वर्तते केवलं मनसि धारयितुम् केवलं मनसि धारयितुं यत् अतीव गुरुः न भवेत् अन्यथा चोटः भवितुम् अर्हति